आम् मनोरञ्जनवार्ताः मह्यं रोचते चलचित्रवार्ताः अपि अहं पठामि अहम् मनोरञ्जनवार्ता अस्तु चलन् चलचित्रवार्ता अस्तु पठामि किमर्थम् इत्युक्ते यदा कदापि नूतन चलचित्रस्य प्रदर्शनं भवति अहं तस्य तस्य विमर्शकं विमर्शः कं लिखन्ति विमर्शकस्य चलचित्रं भवति तदहं पश्यामि अपि च वार्तां पठामि सामाजिकमाध्यमेषु मनोरञ्जन क्षेत्रस्य वार्ताविषये मम अभिप्रायः भवतु इति यतोहि पूर्वं अधिकाः चलच्चित्राणि निर्माणं न भवति स्म इदानीं तु उपरि उपरि नूतनानि चलचित्राणि आगच्छन्ति अतः किं चित्रम् उत्तमम् इति ज्ञानार्थम् अहं पठामि यस्य चित्रस्य विषयम् अहं पठित्वा नो चेत् श्रुत्वा एतत् उत्तमम् इति मम कृते भासते मम रुचिः अस्ति तत् चलचित्रम् अहं पश्यामि अपि च मनोरञ्जनवार्ता तु मनोरञ्जनार्थम् आवश्यकम् एव अस्माकं जीवने मनोरञ्जनम् आवश्यकं तन्निमित्तं सर्वदा मनोरञ्जनवार्ता अहं पठामि तेन आनन्दम् अपि भवति अपि च ज्ञानम् अपि भवति अपि च तत् किमस्ति तद्दृष्ट्वा वयं जीवने कथं व्यवहारं कर्तव्यम् अपि च जाग्रता आवश्यकं तदपि अवगच्छति